अहं दशनिमेषात् पूर्वम् एकं कुत्रोट्टी एवं फ्रैड् रैस् आर्डर् कृतवान् इतोपि अर्धघण्टा जाता तथापि मम आर्डर् न स्वीकृतम् आम् एवम् आप् मध्ये द्रष्टव्यं वा आम् पश्यामि पश्यामि धन्यवादाः आप् मध्ये दृश्यते यत् अर्धघण्टा भविष्यति इति तथापि दशनिमेषात् परम् आगमिष्यति इति चिन्तयामि